स्थानीयभाषायां वार्तावाहिन्यः अनेकाः सन्ति स्थानीयभाषायां हिन्दीवार्तावाहिन्यः सन्ति यथा ज़ी न्यूज़् ए वी पी न्यूज़् आज़्तक् न्यूज़् इत्यादयः सन्ति स्थानीयभाषासु जनाः हिन्दीवार्तां श्रोतुम् इच्छन्ति प्रायः प्रायशः जनाः स्व क्षेत्र क्षेत्रसम्बन्धिताः एव वार्ताः श्रोतुम् इच्छन्ति यथा ग्रामीणजनाः स्वविकासार्थं यत् किमपि वार्ता भवति तत् श्रोतुम् इच्छन्ति कृषकाः जनाः कृषिविषये वार्ताः सम्बन्धितजानकारि इत्यादयः ये भवन्ति तत् श्रोतुम् इच्छन्ति यद् छा छात्राः विद्यार्थिनः सन्ति ते ते तत् श्रोतुम् इच्छन्ति यत् अस्माकं विद्यालयः कदा प्रारभ्यते शिक्षानीति शिक्षानीतिविषये किं नवीनः नियमः अस्ति तत् श्रोतुम् इच्छन्ति जनाः यथा युवा वर्गः अस् युवा वर्गः अस्ति सः श्रोतुम् इच्छति यदा कस्मिन् कस्मिन् सन्दर्भे कति उद्योगः प्राप्तुं भविष्यन्ति कस्मिन् क्षेत्रे कति उद्योगाः प्राप्तुं भविष्यन्ति इत्यादयः वार्तां श्रोतुम् इच्छन्ति जनाः